हरिः ओं हरिः ओम् नमस्ते नमस्ते अहं नागेन्द्रगुम्मानि इति तत्र शिमोग्गा मध्ये उद्योगं प्राप्तवान् मम कृते कश्चन भाटकगृहम् अपेक्षितमस्ति भवन्तः व्यवस्थां कुर्वन्ति इति श्रुतम् हा हा अस्माकं वा हा प्रकोष्ठद्वयं भवेत् प्रकोष्ठद्वयं भवेत् य यतः मम द्वौ पुत्रौ द्वौ पुत्रौ स्तः सत्यं सत्यं तस्य अध्ययनार्थमपेक्षितं वयं चत्वारः वासं कुर्मः अतः अस्माकं पञ्चसहस्रतः सप्तसहस्र अन्तरे एव अस्माकं भाटकगृहं भवेत्

अस्माकम् हा यत्र कुत्रापि भवतु पञ्च पञ्चकिलोमीटर् अन्तरे एव भवेत् हा एकः पुत्रः तत्र शिमोग्ग जवाहर्लाल् एञ्जिनियर् मध्ये करोति तान्त्रिकमध्ये विद्य् विश्व अध्ययनं कुर्वन्नस्ति अन्यः तत्र सर्वकारीयविद्यालये प्रवेशः कर्तव्यः हा सत्यं सत्यम्

कदाचित् मम द् मम द्विचक्रिका यानम् अस्ति किञ्चित् यदि दूरं भवति चिन्ता नास्ति परन्तु भाटकगृहं न्यूनं स्यात् पञ्चसहस्र षड्सहस्रेषु एव भवेत् यतः वयम् अध्यापकाः बहु धनं दातुं न शक्नुवन्ति अस्माकं बहु धनं दातुं कष्टं भवति खलु

अहम् आगामिनि मासे आगमिष्यामि आगामि मासे आगमिष्यामि अद्य त्रयोदशदिनाङ्कः खलु नवेम्बर् प्रथमदिनाङ्के द्वितीयदिनाङ्के आगमिष्यामि कृपया व्यवस्थां करोतु

हा अस्तु अस्तु हा हा आनयामि हा

हा हा हा समीचीनं धन्यवादः धन्य हा हा